नमस्ते प्राचार्याः भवन्तः आहूतवन्तः इति क्लर्क् उक्तवान्

आम् वदन्तु वदन्तु महोदय

लेसन् प्लेन् अस्मिन् सप्ताहे कृतवत्ता अस्ति महोदयाः किञ्चिद् अवशिष्टम् अस्ति अहं मध्याह्नात् प्राक् तद् भव् भवतां समीप् समीपे समीपे समर्पयामि सर्वं लिखित्वा आम् महोदय अहं विरामे आसम् अतः विलम्बः जातः क्षम्यतां किन्तु मध्याह्नात् प्राक् अहं निश्चयेन दर्शयिष्यामि

आम् आम् सत्यं सत्यं अस्तु महोदय अस्तु आम् आम् अहं लिखितवान् अस्मि किञ्चिद् अवशिष्टम् अस्ति द्विनद्वयस्य तद् अद्य मध्याह्नात् प्राक् अहं लिख्यामि आम् आम् अस्तु आम् आम् आम् अस्तु आम् आम् अस्तु महोदय पाठः सम्यक् प्रचलति इदानीं पाठद्वयम् एतावता समाप्तम् अहं किं कृतवान् पाठद्वयस्य क्लास् टेस्ट् परीक्षाम् अपि अहं कृतवान् तत्र सर्वे अपि उत्तीर्णाः केचन संस्कृतं पूर्वं न स्वीकृतवन्तः कक्षासु ते तान् नूतनाः छात्राः सन्ति तेऽपि उत्तीर्णाः वर्तन्ते क्लास् टेस्ट् मध्ये

सत्यम् आम् अस्तु महोदय आम् आम् आम् अस्तु किञ्च महोदय अहम् एकं सेमिनार् रूपेण किञ्चिद् अहं कर्तुम् इच्छामि छात्राः अपि आसक्ताः वर्तन्ते कर्तुं तादृशः अवकाशः ल अस्ति वा आम् आम् आम् आम् अहं तदेव छात्राः एव स्वयं सिद्धतां कृत्वा आगच्छन्ति इति आम् आम् सत्यं अस्तु भवतु आम् आम् आम् आम् सत्यं आम् आम्

अस्तु अस्तु महोदय अस्तु अस्तु महोदय अहं अहं सूचयामि छात्रान् अहं मध्याह्नात् प्राक् आगच्छामि पुनः अस्तु अस्तु महोदय धन्यवादः धन्यवादः